गृहे पुरुषाणां महिलानां पात्राणि भिन्नभिन्नानि सन्ति कारणं पुरुषाः बहिः गत्वा धनम् अर्जनं कुर्वन्ति येन प्रकारेण परिवारः एव परिपोषणं भवति परन्तु महिला केवलं गृहकार्यं सङ्कणानां दायित्वं तदेव करोति परन्तु तदेव सम्प्रति न चलति सम्प्रति पुरुषः महिला उभौ वृत्तिकार्यं कुर्वन्ति परन्तु पुरुषाः अधिकपरिश्रमं करिष्यन्ति महिलाः कुर्वन्ति परन्तु पुरुषाणाम् अपेक्षया स्वल्पमेव कारणं तेषां पार्श्वे बहु धैर्यम् अस्ति पुरुषाणां कृते पुनः बलमपि अस्ति ते बहु समयं यावत् कोर् करिष्यन्ति तेषाम् अव बलं दत्वा परन्तु महिलाः केवलं कुर्वन्ति न कुर्वन्ति इति न कुर्वन्ति परन्तु पुरुषाणाम् अपेक्षया स्वल्पमिति